मह्यं कला अतीव रोचते चौसस्टकलाविद्येला इति मराठीमध्ये वदन्ति सरस्वत्याः चौशष्टकला इत्युक्ते चतुर्षष्टिः कलाः सन्ति रङ्गावली वस्त्रसीवनम् भरतकला इति बह्व्यः बह्व्यः कलाः सन्ति तत्र अहं भरतकला नाम वस्त्रस्य उपरि सूत्रद्वारा सूचीद्वारा च भिन्नभिन्न आकृतिं कुर्मः पुष्पाणाम् आकृतिः पक्षीणाम् आकृतिः पत्राणाम् आकृतिः तेन तस्य वस्त्रस्य सौन्दर्यं वर्धते एषा कला पूर्वतनकाले अतीव प्रसिद्धा आसीत् एतेषु किञ्च एतेषु दिनेषु किञ्चित् पृष्टतः अस्ति समयं नास्ति इति जनाः छ वदन्ति खलु अतः परम् इदानीन्तनजनाः बोर् भवति भवति इति वदन्ति परं वयं कदाचित् बोर् भवति इति कद् कदापि न उक्तवन्तः अस् अस्माकं जीवने